आम् अहं शिक्षा ऋणस्य विषये जानामि अधुना पर्यन्तं तु अहं ऋणं तत्त्वज्ञानेन वा ऋणस्य लाभं न गृहीतवती मया परन्तु अहं तद्विषये अधिकं वक्तुं शक्नोमि यदि वयं वयम् उचितां शिक्षां प्राप्तुं धनस्य आवश्यकता अस्ति अस्माकं धनस्य आवश्यकता अस्ति तर्हि सर्कारः तद्विषये अस्माकं सहायं करोति ते विना शुल्कं व्याजेन अस्माकं धनं दीयते दीयते अनन्तरं यदा वयं जोब् प्राप्नुमः तदा वयं तद् धनराशिः किञ्चित् किञ्चित् कर्तुं किञ्चित् किञ्चित् कर्तुं प्रत्यागतवान् प्रत्यागतः प्रत्यागतः एतद् एतावत् प्रकारे सर्कारः अस्माकं सहायं करोति